अहं योगाभ्यास निमित्तं टु तौसेण्ड् फ़िफ़्टीन् संवत्सरे एकं योगशिबिरं गतवान् तत्र मम मानसिकः शारीरिकः स्वास्थ्यम् उत्तमं जातम् पुनः याद् योगान्तरे योगान्तरे विपश्यनं योगम् एकं कृतवन्तः अनन्तरं तत्र अत तद् प्राप्य बि येड् प्राप्तवान् बि येड् प्राप्तवान् पुनः विभिन्न बि येड् अनन्तरम् एम् येड् पि हेच् डि अत्र पूर्वं यथा टु तौसण्ड् फ़िफ़्टीन् पूर्वम् अहं योगां कृतवान् किन्तु बि ए बि येड् समाप्य अधिकतया प पठितुम् अयोग्यः आसं बि येड् समापितवान् कथञ्चित् किन्तु यद् विपश्यनानन्तरं एम् येड् प्राप्तवान् पि हेच् डि अपि कृतवान् उद्योगम् प्राप्तवान् एतादृशी मानसिकी स्थिरता लभ्यते यो योगाभ्यासेन